भारतस्य मुख्यम् तीर्थक्षेत्राणि काशी विश्वनाथक्षेत्रम् ओरीसा पूरीजगन्नाथक्षेत्रम् रामेश्वरम् महादेवक्षेत्रम् तिरुवनन्तपुरं पद्मनाभपुरं पद्मनाभस्वामीमन्दिरम् मधुरै मीनाक्षीमन्दिरम् तिरुचनापल्लि श्रीरङ्गम् मन्दिरम् चित्तूर् आन्ध्र तिरुपति बालाजिमन्दिरम् महाराष्ट्र पाण्डुरङ्गममन्दिरम् बद्रीनाथ् हरिद्वार् बहवः मन् मन्दिराणि मन्दिराणि सन्ति